हरिः ओम् आ आगच्छतु

अहम् आमाम् उपविशतु उपविशतु

आ हा हा आमां यच्छामि सत्यं भवतः क्वालिफ़िकेशन् वदतु

आम् एवं वा अस्तु भवतः मार्क् शीड् ददातु आ

आ ह परन्तु भोः पश्यतु आ हा पश्यतु अत्र भवता बि ए फ़स्ट् इयर् मध्ये भवतः सम्यक् अस्ति आचार्यः प्रथमवर्षे द्वितीयवर्षे कथम् एवं जातमस्ति सम्यक् पठितवान् खलु प्राक् आ ह परन्तु भोः मम संशःय अस्ति भवान् उक्तवान् मम यौवनकालः आसीत् तस्मात् न्यूनाः अङ्काः आगताः

तत्तु सत्यं भो मार्क्स् अस्ति परन्तु द्वितीयवर्षे भवतः भो एतावत् डौन् प्रेजेण्टेशन् अस्ति अस्तु अस्तु अहं टेस्ट् करोमि

अस्तु भवान् भवतः भवान् पि हेच् डी कुतः समाप्तवान् अस्ति पि एच् डि भवतः कुतः समाप्तं

आ ओ एवं वा

तत्तु सत्यं

हा हा सम्यक् भवतः पफ़ामेन्स् सम्यक् अस्ति परन्तु भो द्वितीयवर्षे भो एवं भवान् अधः आगतवान् खलु तस्मात् मम किञ्चित् संशयः आसीत् अस्तु मम सेक्रेटरि भवतः कृते वदति न न श्वः न न भो मम सेकेट्रि भवतः कृते सूचयति अस्तु

यदि भवान् सम्यक् कार्यं करोति चेत् भवतः लक्षं यावदहं सेलरी करिष्यामि भवतः भवन्तं मम वयं ट्रायल् कुर्म अनन्तरम् अहं वदामि भवतः कृते ट्राय्ल् प्रति आगच्छतु मम सेक्रेटरी सूचयति ह आ हा

हा तद् अहं पश्यामि वान् जायिन् करोतु मम सेकेट्रि सूचयति ह बहिः अस्ति बहिः भवन्तं प्रेषितवती खलु सा हा सा एव

अस्तु बहिः आ हा अच्छा बोधयति बडिया